माध्यमद्वारा प्रसार्यमाणविचाराः मम प्रान्ते प्रभावं जनयन्ति इदानीं सर्वं फ़्री फ़्री इति वाक्यं प्रचलत् अस्ति एतत् विषये जनानां कृते चिन्ता आगच्छति एतद्रीत्या आडलितवर्गः करोति चेत् राज्ये सङ्कटं भवेत् किन्तु फ़्री अस्ति चेत् सर्वे स्वीकुर्वन्तु इति वाक्यमपि अहं श्रुतवती सर्वकारः घोषणां कृतवन्तः इदानीं जनानां मनसि शीघ्रं फ़्रीवस्तूनि ददातु इति विचारः आरब्धः अत्र राजकीयजनाः वोट्बैङ्क् राजकीयकारणं कुर्वन्ति देशरक्षणस्य विषये किञ्चिदपि चिन्ता नास्ति एतद् दुःखस्य विचाराः मोदिमहोदयः तस्य किं बहु सम्यक्रीत्या कार्यं कुर्वन्तः सन्ति एतेषां कृते न दुश्य न दृश्यते वा इति मम वेदना अस्ति माध्यमम् अपि आडलितहस्ते एव भवति सत्यस्पष्टविचारं ते न वदन्ति माध्यमं दृष्ट्वा अस्माकं मनसि भ्रम आगच्छति स्थानीयवार्तापत्रिकाः विजयवाणी उदयवाणी सुद्दि इत्यादि होसदिगन्तवार्तापत्रिका उत्तमम् अस्ति किन्तु तत्र स्थानीयविचाराः बहु न्यूनाः सन्ति राज्यरक्षणस्य विचाराः मुख्यवाहिनीद्वारा आगच्छति चेत् बहूत्तमम्